मम प्रान्ते बह्व्यः संस्थाः सन्ति याः मिलित्वा अस्माकं समाजस्य समस्यादीनां सामाधानार्थं सर्वथा अग्रे तिष्ठन्ति ताः बह्व्यः लक्ष्यम् अग्रे रक्षन्ति अर्थात् समाजस्य समस्यादीनां निर्वाचनं कृत्वा तस्य समाधानार्थं प्रयासं करोति तासां संस्थानां कारणेन समाजस्य दुर्बलजनाः सम्यग्रूपेण समाजे वासं कर्तुं शक्यते पुनः अस्माकं समाजे बहवः वृद्धाश्रमाः अपि सन्ति यत्र वृद्धजनाः सुखेन वासं कर्तुं शक्नुवन्ति पुनः मम जिलायाम् एकं बालकेन्द्रम् अपि अस्ति तत्र बहबः जनाः गत्वा साहाय्यादि अपि कुर्वन्ति